विशेषवर्गविषये यदि वक्तव्यं तर्हि अस्मिन् काले तस्य आवश्यकता अस्ति इत्यपि वक्तुं शक्यते यतः सर्वेषां मानसिकता मानसमेव तादृशं जातं यत् विद्यालये यत् पाठनं भवति तत् पर्याप्तं न अस्माकं ये अस्माकं अपत्याः तेषां गुणवर्धनम् अधिकं भवतु इत्यर्थं विशेषवर्गस्यैव आवश्यकता इति मानसं समाजस्य पालकानामेव तादृशं मानसं तर्हि ते प्रेषयन्ति तत्र अनन्तरं बालाः अपि कथं तत्र विशेषवर्गे तेषाम् अवधानं सम्यक् पठनं तेषां परन्तु विद्यालये तेषां तावती रुचिः न किमर्थं यतः पाठकाः ये सन्ति तेषां विषये एते छात्राः तेषां तत्र ते सर्वे पाठकाः तेषां पाठनं तेभ्यः न रोचते इति अनुभवः तेन कारणेन अनन्तरं विद्यालयेषु येषां नियुक्तिः भवति सा नियुक्तिः सम्यक् एव व् भवति सर्वत्र उचितनियुक्तिः इत्यपि नास्ति खो खलु भिन्नभिन्नः तत्र नैके तत्र किं वदामः बिन्दवः सन्ति तत् अत्र वक्तुम् अशक्यं परन्तु तथा भवति विद्यालयेषु तेन कारणेन छात्राणां रुचिः विशेषवर्गे